दीर्घ बैकिङ्ग् प्रवासार्थम् अहं मम यानं प्रथमं सम्यक् करोमि मेक्यानिक् समीपे नीत्वा मम बैक्यानस्य तैलम् एवं चक्रेषु वायुः तथैव ब्रेक् इत्यादिकं सम्यगस्ति वा इति प्रथमं परीक्ष्य तदुत्तरम् अहं यानम् एकवारं स् चालयित्वा दृष्ट्वा सज्जः भवामि तदर्थं गमनकाले ये ये मार्गे पाथेयाः अपेक्षिताः तेषां सङ्ग्रहं करोमि जाकेट् ह्याण्ड्ग्ल्वौस् हेल्मेट् तादृशं सर्वमपि गृहीत्वा तदुत्तरं जलस्य कूपीमपि मया सह नयामि तथैव बैकिङ्ग् कृते यदि सहस्राधिकं किलोमिटर् गन्तव्यं तर्हि तदा अस्माकं बैक् यानस्य चैन् यदस्ति तत् लूस् भवेत् तदर्थं टूल् किट् अपि नयामि तथैव चैन् स्प्रे यद्भवति यत्र चैन् यदस्ति तस्य सम्यक् स्थापनार्थं तैलं यद्भवति तदपि गृहीत्वा अहं दीर्घबैकिङ्ग् प्रवासार्थं सज्जो भूत्वा गच्छामि